अस्माकं प्रान्त्ये राजकीयमनुद्दानं न सम्पूर्णं समर्पकं अस्ति सर्वाणि कार्याणि निधानेन प्रचलन्ति सर्वकारस्य साहाय्यं किञ्चित् अधिकं भवति चेत् तदा उत्तमं भवति इदानीं सर्वकारः समग्रान् कार्यान् कुर्वन् अस्ति तत्र तत्र प्रान्ते उद्यालय उद्यानवनानां निर्माणः भवति तथापि मार्गस्य अपि पालनं तत्र सुरक्षता व्यवस्था इत्यादि क्रियते जनसंख्या अधिका जनसम्मर्दः भवति तथापि कार्याणि कुर्वन् अस्ति याधिकां यदि तत्र तत्र रुग्णालयाः सन्ति तत्रापि किञ्चन क्लेशः भवति कदाचित् तदर्थं सर्वकारः तत्र तत्र तत्र समस्यां यदि दृष्ट्वा तस्याः परिहारं कुर्वन्ति चेत् तदा उत्तमं भवति इति मम अभिप्रायः